यूट्युब् मध्ये बट् एण्ड् बट् वाहिनीम् अहं बहु इच्छामि तस्मिन् वाहिन्यां यः होस्ट् होस्ट् सः अस्ति बहु स्पष्टतया उच्चारणं करोति दर्शयति च अतः अवगमनं बहु सरलमस्ति सः बहु मित्रभावनेन वदति न केवलं पाकविवरणं यदा सः गृहात् बहिः उद्याने पाकं करोति तदा परिसरसंरक्षणे तस्य आसक्तिः प्रीतिः दृश्यते कार्यक्रमः अपि दर्शनयोग्यः भवति